अस्माकं प्रदेशे प्राचीनदेवालयः अस्ति वैसळ होय्सळकालस्य वैसळकाले निर्मितं देवालयं तत्र जनाः प्राचीनं प्राचीनशिला दृश् पश्यन्ति अपि च तत्र पार्श्वे एव तडागः वर्तते तदपि महान् बृहत् वर्तते तदपि दृष्ट्वा आनन्दमनुभवन्ति अपि च अस्माकं प्रदेशस्य निकटे एव चिक्मङ्ग्ळूरुग्रामः वर्तते तत्रापि दृश्यं बहु सम्यगस्ति अपि च तत्र सर्वेऽपि इच्छन्ति यत् काफ़ि एस्टेट् तद् द्रष्टुमपि बहवः तत्र आगच्छन्ति तथैव तत्र चिक्कमङ्गळूरुनगरे विद्यामनः विद्यमानः मुळ्ळय्यनगिरिः बेट्ट इति तदपि दृष्ट्वा बहु आनन्दमनुभवन्ति येन च बहु ये विशिष्टम् आवेन् विशिष्तः आनन्दः अनुभूयते अपि च तत्रैव दत्तपीठ इति एकं विशिष्टं स्थानमस्ति दत्तात्रेयस्य आराधनं तत्र क्रियते तत्रत्यं तत्र तत्र सर्वं दृष्ट्वा सम्यक् आनन्दमनुभनवति अपि च तत्र कः इतिहासः तत्रस् तत्र एव समीपे विद्यमानं नगरमपि दृष्ट्वा अपि च तत्र विषयः विशेषतः पूजा क्रियते तत् सर्वं दृष्ट्वा अनुभवन्ति